अस्माकं प्रदेशे पर्यटकेभ्यः पर्याप्तरूपेण व्यवस्था अस्ति किन्तु सम्यक्तया व्यवस्था नास्ति किमर्थं नाम तत् अस्माकं ग्रामे रैल् व्यवस्था अस्ति च फ़ोर् विल्लर् अस्ति नामा पुनः त्रिचक्रवाहनमस्ति एतद् एतस्य एतानि सर्वानि वाहनानि सन्ति किन्तु ते तेषां ओप् प्रयोजनं सर्वत्र न न लभ्यते कुतः नाम ते तेषां वाहनस्य ते तेषां वाहनस्य समयः अस्तव्यस्तः अस्ति प्रातः कदाचित् आगच्छति प्रातः कदाचित् नैव आगच्छति तस्मात् कारणात् अस्माकं ग्रामे किञ्चित् व्यवस्था अस्ति किन्तु सम्यक्तया नास्ति अपरः ग्रामः गन्तव्यः चेत् ये ब बस् एकं यानम् एकमस्ति अनन्तरं एकघण्टानन्तरम् अस्ति पुनः द्वि घण्टाद्व द्वयानन्तरम् अस्ति एवं वाहानव्यवस्था अस्ति तद् वाहनाव्यवस्थां स समीचीनतया क कर्तुं ते शक्नुवन्ति कथं नाम तत्र ये घण्टाद्वयानन्तरं वाहनव्यवस्था अस्ति तन्निवार्य एकगण्टा तत्र वाहनं वाहनम् एकं योजनीयं तत् एवं ते कु कर्तुं शक्नुवन्ति किन्तु ते नैव कृतवन्तः